भारतस्य स् जनसञ्चार व्यवस्थां कृते पूर्वतनकाले गोमाताम्

सञ्चा सञ्चारे एतानि बहु प्रकाराणि भवन्ति एतस्य उपयोगम् बहु जनाः कुर्वन्ति अपि सन्ति सञ्चारकाले बहु समस्याः भवन्ति दुर्घटनापि भवन्ति वाहनस्य वाहनस्य वाहनस्य दुर्घटनापि सम्भवन्ति तस्य निवारणार्थम् इदानीन्तन गवर्मेण्ट् बहु बहु कार्याणि कुर्वन्ति सन्ति एतानि कारणेन इदानीन्तन ब जनसञ्चारव्यवस्थायाः अभिवृद्धिः भवति